शालासु इतिहासः पाठ्यते तस्य इतिहासस्य अथवा मौखिक इतिहासयोर्मध्ये केचन भेदाः सन्ति नाम नाम कदाचित् लेखनावसरे केचन दोषाः सम्भवन्ति नाम यद्वि यः विषयः नास्ति तस्यैव तस्यैव लेखनं क्रियते पुनः ज ज जनाः कथयन्ति नाम तेषां पूर्वजा तैः तेषां पूर्व पूर्वजै पूर्वजैः य यः उक्तः विषयः तस्यैव परम्परानुसारेण ते श् श्र् शृण्वन्ति स्म एवं इदानीं ते तेषां त नाम तयोर्मध्ये केचन भेदः केचन भेदाः सम्भवन्ति नाम इतिहासकाराणां सदा प्रामणिक प्रामाणिकता भवेत् अन्यथा एता एतादृ एतादृश्यः समस्याः उद्भवन्ति पुनः इतिहासस्य ज्ञानं सर्वेषां भवेत् विद्यार्थिनां पुनः अन्येषां किमर्थं चेत् अस्माकं देशः कथमासीत् इत्यादयः इत्यादि ज्ञानं सर्वेषाम् आवश्यकम्